केरळस्य सांस्कारिकराजधानि भवति त्रिश्शूर् तत्र बहवः कलारूपाः सन्ति कला चरुतुरुत्तीकलामण्डले त्रिशूर् चर्वरुत्तिकलामण्डले सर्वाः शा शास्त्रीय सर् नृत्याः कतक्कलि सर्वं तत् पाठयति एकं राजस्य संस्कृतपरं राजस्य क सांस्कृतिकपारम्परिकता मध्ये एकम् उत्तम उदाहरणं भवति